मम जीविकायै अहं संस्कृतभाषाप्रचारं प्रसारं सेवां च करोमि तत् कथम् अहम् आचिनोः इति चेत् आशैशवात् मम गुरवः मम पितृवर्गाः मम मातृतुल्याः सर्वे अपि संस्कृतभाषायाः विषये उक्त्वा उक्त्वा मम मनसि तस्याः भाषायाः मौल्यं बहु अधिकं कृतवन्तः अतः तस्याः भाषायाः सेवार्थमेव मम जीवनं भवेत् इति कृत्वा अहं संस्कृतभाषासेवामेव करोमि एवमेव अहं तद्वृत्तिम् अचिनोः